पप्रथमतः दीर्घेषु बैक् प्रवासेषु अहं जागर्नार्थं प्रथमतः यानं सर्वीस् करोमि तथा च टयर् सम्यक् अस्ति वा नास्ति वा तथा ब्रेक् सम्यक् अस्ति वा नास्ति वा तथा डाक्युमेण्ट् अस्ति वा नास्ति वा किं किम् आवश्यकं प्रवाससन्दर्भे किञ्चित् टूल्स् आमेल् टूल्स् तथा टूल्स् हेल्मेट् सम्यक् अस्ति वा नास्ति वा इति प्रथमतः प्रेषयामि तदनन्तरं बैक् बैकिङ्ग् प्रवासेषु अहम् एकं वा अथवा अन्यैः अपि आगच्छन्ति वा सीट् अपि सम्यक् अस्ति नास्ति वा लगेज् अपि बहूनि वर्तते वा इति एकवारं प्रेषयामि तथा बैक्यानं तु एकं महान् सन्तोषदायकः अस्ति प्रचालनं सन्तोषदायकः अस्ति प्रवासेषु तथा प्रवाससन्दर्भे सर्वत्र डाक्युमेण्ट्स् आवश्यकं तथा च एकं पेट्रोल् बोटल् अन्यत् स्वीकरोमि तथा पेट्रोल् टेङ्क्मध्ये फ़ुल् पेट्रोल् स्थापयितुं न शक्नोमि किमर्थम् इत्युक्ते गाळी अपि न आगच्छति तदर्थम् तदा ब्लो अस्ति वा नास्ति वा टयर् सम्यक् अस्ति वा अथवा इति चिन्तयामि आवश्यकम् या इञ्जिन् आयिल् अस्ति वा नास्ति वा इति एकवारं प्रेषयामि तथा किं किम् आवश्यकं तत् स्वीकृत्य वयम् अहं गच्छामि